अस्माकं ग्रामे एकं यात्रा एजेन्सी आसीत् यात्रा एजेन्सी एकं स्वस्य व्यापारः अस्ति यः आपूर्तिकर्ताणां कृते गृहकाणां कृते यात्रासम्बन्धितानि उत्पादनानि सेवाश्च विक्रते यथा विमानसेवा कारभाग क्रुजर रेखा होटेल रेल दर्शनीयस्थलं तथा पैकेज आवश्यकम् अस्ति बहुविधम् उत्पादनं प्रदाति परस्परं संयोजयति सम्यक् तया वार्तालापं करोति इदानीम् उत्तम यात्रा प्याकेज् दद ददन्ति